महोदय इदानीम् अहम् एतं स्थानं प्रति आगतवानस्मि किं वित्तं जातं भवतां हस्ते यू पी ऐ ऐ डी अस्ति वा अहं धनं तु न आनीतवान् अस्मि इदानीं कः धनस्य आनयनं कुर्वन्ति भोः धनं तु अहं न आनीतवान् अस्मि यू पी ऐ अस्ति चेत् दर्शयतु महोदय